मम समुदाये तदा तदा नाम सप्ताहे अथवा मासे अथवा षड् मासे एकवारं द्विवारं त्रिवारम् एवं प्रशिक्षिणं प्रशिक्षणार्थम् आयोजनं कुर्वन्ति तत्र किमर्थम् इदम् आयोजनं कुर्वन्ति इत्युक्ते कौशलवर्धनार्थं कौशलवर्धनार्थमेव अस्माकम् उद्देश्यं वर्तते तद् उद्देश्यं स्वीकृत्य कार्याणि प्रवर्तन्ते एतादृश प्रशिक्षणकेन्द्रं प्रशिक्षणं तत्र प्रशिक्षणे आधिक्येन ये सन्ति अस्माकं अस्माकं समुदाये ये वर्तन्ते तेषां कौशलभिवृद्धये एव मुख्यं कार्यं मुख्यम् उद्देः वर्तते तदर्थं अत्र प्रशिक्षणकार्यम् आयोजितं वर्तते अहं प्रायः तत्र भागं गृह्णामि तद् प्रशिक्षणं बहु उपय् उपयोगाय भवति ये तत्र भागं गृह्णन्ति तेभ्यः बहु उपकाराय तद् सः कार्यक्रमः उपयोगाय भवति तत्र अस्माकं समुदाये ये वर्तन्ते तेषां कौशल अभिवृद्धेः एव सः कार्यक्रमः वर्तते तत्र प्रायः मासे यः कार्यक्रमः क्रियते तदर्थम् आधिक्येन जनाः नागच्छन्ति चेदपि त्रिमासे एकवारं क्रियते अथवा षट्सु माशि मासेषु एकवारं सः कार्यक्रमः क्रियते तत्काले बहवः आगच्छन्ति अतः अस्माकं समुदायस्य वर्धनार्थमिति अपेक्षया कौशलवर्धनार्थम् अस्य कार्यक्रमस्य मुख्यम् उद्देश्यं वर्तते तदर्थं कार्यक्रमः कौशलवर्धनार्थं सहायं करोति एव